मम प्रदेशे जनाः प्रायः उज्जैन्यामेव आगन्तुम् इच्छन्ति अनन्तरं साचिं प्रति गच्छन्ति अनन्तरं भोपालनगरमपि गच्छन्ति प्रायः इन्दोरं प्रति अपि गच्छन्ति उज्जैन्याम् इत्युक्ते तत्र महाकालस्य स्थानमस्ति तदर्थं ते उज्जैन्यां गच्छन्ति अनन्तरं कालभैरवमन्दिरदर्शनार्थम् अनन्तरं हर्सिद्धिशक्तिपीठे दर्शनार्थं गच्छन्ति अनन्तरं समीपस्थम् इन्दोरनगरमस्ति प्रायः विश्वस्य सम्पूर्णभारतस्य प्रसिद्धं नगरम् अस्ति तत्र भोजनार्थं विश्वः विभिन्नाः तत्र भोजनसामग्र्यः सन्ति तदर्थं सः प्रशिद्धः अनन्तरं स्वच्छतारूपेण अपि सः प्रसिद्धः तत्र होल्कर् महारानी अहिल्यादेव्याः तद् नगरम् अस्ति तस्मिन्नेव तत्र तस्याः राजप्रासादः इति प्रसिद्धः अस्ति तस्य अग्रे एव महेश्वरः ओङ्कारेश्वरः इति अस्ति तत्रापि प्रसिद्धः ज्योतिर्लिङ्गः ओङ्कारेश्वरनर्मदातटम् इति महेश्वरः तत्र महाराणी अहिल्यायाः पुनः तत्र राजप्रासादः रुद्रः न नर्मदा न नद्याः मध्ये एकः विशिष्टः शिवः शिवलिङ्गः स्थापितः अस्ति तद्दर्शनार्थमपि जनाः तत्र गच्छन्ति प्रायः महेश्वरः उज्जैन्याम् इन्दोरे अस्मिन् समये नूतनचलच्चित्राणाम् अपि तत्र प्रदर्शनमपि भवन्ति तेषां निर्माणमपि तत्र भवन्ति तदर्थं त प्रसिद्धम् अस्ति साचिस्तुप् तत्र बोद्धजनानां तत्र स्तूपः सन्ति अनन्तरं भोपालनगरे प्रायः बिर्लामन्दिरम् अनन्तरं रा तत्र भोजराजस्य स्थानमस्ति तत्र सप्तविभिन्नाः दीर्घसरोवराः तत्र सन्ति अनन्तरम् एकं भोजराजमन्दिरम् अपि प्रसिद्धं तत्रैव समीपस्थरायसेनजिला अस्ति तत्र भीमभेटिका इति पाण्डवानां समये निर्मितमस्ति गुहा गुहा अस्ति तत्र विन्द्यपर्वते विन्ध्यवासिनी मातुः दर्शनम् अनन्तरं तत्रैव भीमेन निर्मिता गुहास्ति तत्र भीमभेटिका इति तत्र अन्यापि प्रसिद्धा अस्ति बान्धव् गड तत्र वन्यविभागः अभयारण्यमस्ति तत्र भागः इत्यस्य तत्र श्वेतभागस्य दर्शनं भवति प्रायः विशिष्टस्य श्वेतभागस्य जन्मस्थलम् अपि मद्यप्रदेशः तदर्थं जनाः तत्र मम प्रदेशे विभिन्नेषु स्थानेषु गन्तुं जनाः इच्छन्ति इतोऽपि एकः विशिष्टः झीरि इति संस्कृतं गा ग्रामः मम प्रदेशे अस्ति तत्रापि जनाः संस्कृतं ज्ञातुं तत्र झिरि ग्रामे जनाः गच्छन्ति